हरि ओं महोदय किं अहं रामकृष्ण उपहारमन्दिरम् उद्दिश्य भाषमाणः अस्मि अस्तु अस्तु अहम् एकं गृहसंकेतं वदामि त्रिभ्यः जनेभ्यः यथा पर्याप्तं भवति तथा उपहारं तत्र प्रापयतु उपहारे रोटिकाः व्यंजनं इडलि अवसेचनं अवलेह्यः इत्यादि काफि अपि पर्याप्तरूपेण भवन्तु कीयत् धनं मया दातव्यम् इति भवान् वदति चेत् अहं संगणकद्वारा धनं प्रेशयिष्यामि गृहसंकेतः एवम् अस्ति लिखतु दिनेशमहोदयः गृहसंख्या द्विचत्वारिंशत् तृतीयः मार्गः विजयनगरम् मैसूरू कृपया इदानीमेव प्रेषयतु अस्तु वा धन्यवादः